अस्माकं केरले बहूनि क्षेत्राणि भवन्ति परम्परायाः इति संरक्षणं परम्परायाः संरक्षणं कर्तुं बहूनि क्षेत्राणि भवन्ति आविष्कृता तदा तत्र आविष्कृता कलाशैली वयं दर्शनसमये अस्माकं मनसि एकः प्रश्नस्य उत्थानं क करोति किमर्थम् एकं किमर्थम् एतत् एतत् शिल्पं तथा एषा कला अत्र अत्र भविष्यति इति वा अत्र भवति इति अस्माकं तत् चिन्तनं वयम् वयं बहूनि चिन्तनानि अस्माकम् अनन्तरं वयं त तत् चिन्तनस्य उत्तरं दा उत्तरम् उत् उत्तरम् अन्विष्य बहु स्थले अपि बहवः पुरुषाणां तत्र बहूनाम् जनानां कृते वयम् तस्मिन् धनम् दास्यति एवं वयं तत्र तत् चिन्तनस्य उत्तरम् यत् कुत्रापि यत्र कुत्रापि अस्माकं चिन्तनस्य उत्तरं वयं दास्यामि तत् जनाः केवलम् अस्माकं गृहे भवति खलु मातामही पितामही केवलं वृद्धजनाः तत् चिन्ता तत् चिन्तनस्य उत्तरम् आस्माकं कृते अवश्यं वदनीयम् तत् उत्तरं श्रवणसमये अस्माकं चिन्तनं भवति ओ एतत् एतद् भारतः भारतं पु पुरातने पुरातने बहु भारतं पुरातने बहु सुन्दरं भवति तत्र पारम्पर्यं तत्र आचार्यं तत्र बह्व्यः पारम्पर्य आचाराः बह्व्यः कलाः आचारं तत्र बह्व्यः कलाः भवन्ति तत् अभवत् एतत् सर्वं बहु पारम् पारम्पर्य सर्वं पारम्पर्य भारतस्य बा पारम्पर्यं वयं दर् श्रवणसमये वयं तत्र प्रत् पा आस्माकं कृते प्रभावं जनयति भारतम् बहु सुन्दरम् आसीत् तत्र तत्समये अद्य अद्यतन अद्यत अद्य समये अत्र अत्र एतत् समये त अद्यतनसमये व अस्माकं भारतं बहु डेवलप् बहु परिष्कृतं भवति बहु प्रर् परिष्कृतं भवति तत्र आविष्कृता कलाशैली कलाप्रकाराः बहवः भवति प्रभावन्तात् तत्र जी जीवने प्रभावं जनयति